हरिः ओम् हा नमस्कारः हा एवम् एवम् हा हा तत्र मम किञ्चित् कार्यमस्ति नाम अहं विश्वविद्यालये भवामि अधुना विश्वविद्यालयात् किञ्चत् पत्रं तत्र अस्माभिः दीयते तत्र भवता तत् तस्य कापि करणीयं भवति तत् कति दिनाभ्यन्तरे दास्यन्ति भवन्तः एकवारं वक्तुं शक्नुवन्ति वा तत्र एवं केन्द्रीयसंस्कृतविश्वविद्यालयस्य राजीवगान्धीपरिसरतः अहं वदामि हा एवमेवम्

हा तत्र वस्तुतः योगस्य पुस्तकम् अस्माभिः करणीयं भवति योगस्य पुस्तकम् एफ़ोर् पेज् भवति चेदपि क्लेशः नास्ति तत्र पोस्टर् हा हा एकस्मिन् पुस्तके सिक्टिफ़ोर् पत्राणि भविष्यन्ति नाम चतुष्षष्टिः हा एवम् एवम् एवम् हा तत्र बेक् टु बेक् करणीयमेव पुस्तकमस्तीति कारणात् एवञ्च एवञ्च पोस्टर् अपि अपेक्षते तद् तेन सह नाम पुस्तकेन सह अस्माभिः पोस्टर् अपि प्रेष्यते छात्राणां कृते तत्र छात्राः तद्दृष्ट्वा तद् एतस्य कोर्स् इत्यस्य नाम प्रोग्राम् इत्यस्य विषये ते ज्ञातुं शक्नुवन्ति अतः पोस्टर् अपि अस्माभिः हा एवम् एवम् एवम् एवं तत्र एफ़ै पेज् वा भवतु ए थ्री वा भवतु एवं लेण्ड्स्केप्मध्ये

हा पुस्तकानि तु तत्र पञ्चषष्टिः भवति चेद् क्लेशः नास्ति पञ्चषष्टिः किञ्चिदधिकं मया उक्तम् हा षष्टिः न किञ्चिदधिकम् अपेक्षते षड्षष्टिः अथवा पञ्चषष्टिः तावदेव अपेक्षते तत् हा एव अस्तु तर्हि सप्ततिः एव कुर्वन्तु तर्हि क्लेशः नास्ति हा एवम् एव

ओहो बहु सम्यक् बहु सम्यक् एवम् एवम् एवम्

एवं हा वस्तुतः एवमेवं सत्यम् एवं तत्र अन्यः एकः विषय अस्ति अस्माकम् अग्रिमे सोमवासराभ्यन्तरे तद् दातव्यं भवति नाम पुस् छात्राणां कृते प्रेषणीयम् एवमेवम्

अस्तु अस्तु

एवमेवं हा वयं हा वयं हा हा वयं काण्टेण्ट् काण्टेण्ट् प्रेषयामः पोस्टर् कृते हा भवन्तः तत् कालर्रूपेण पोस्टर् कालर्रूपेणेव भवेयुः पोस्टर्स् भविष्यन्ति खलु छात्राणां कृते तद् कालरेव भवेयुः एवम् हा एवम् एवमेवम्

एवं हा एवम् एवम् एवमेवम् एवञ्च पुस्तकस्य उपरितनपत्रं भवति खलु तत् किञ्चित् हार्ड् पत्रं भवतु नाम साफ़्ट् भवति चेत् क्लेशः भवति हा हा सत्यं सत्यम् आं तत्तद् दद्मः दद्मः हा हा एवं हा पुनः पुनः हा हा अन्यः एकः विषयः अस्ति सोमवासराभ्यन्तरे भवन्तः यच्छन्ति चेत् तत् सम्यक् भविष्यति अद्य प्र सायङ्काले हा अद्य सायङ्काले एव तत्र अद्य सायङ्काले छात्राः मम छात्राः सन्ति ते द्वौ वा त्रयः वा गमिष्यन्तरे गमिष्यन्ति तत्र गत्वा ते पेन्डैव् दास्यन्ति तत्र फ़ैल् सर्वं भविष्यति हा एवम् ओ तर्हि तु तर्हि तु उत्तमम्

ओहो सम्यग् सम्यग् उत्तमम् अस्तु तर्हि एवम् एवं जि एस् टि बिल् अपेक्षते यतो हि अत्र अस्माकं कार्यालये अपि दर्शनीयं भवति अतः जि एस् टि बिल् एव अवश्य हा एवमेव एवमेवं भवन्तः हा एवमेव चिन्ता नास्ति तद्विषये चिन्ता मास्तु अहं झटिति एव कारयामि तत्र पुस्तकानि दीयन्ते चेत् अहं तस्मिन् दिनेव दास्यामि चिन्ता नास्ति सायङ्कालाभ्यन्तरे एवम् अस्तु एवम् एवम् एवम्